सत्यमेव देशस्य यदि वयम् अभिवृद्धिं कामयामः तर्हि तत्र एकं तु भवति शिक्षायाः व्यवस् शिक्षाव्यवस्था समीचिना भवेत् एवं च आर्थिकीस्थितिरपि समीचिना भवेत् तर्हि आर्थिकशा आर्थिकशास्त्रस्य अथवा अर्थशास्त्रस्य भारतीय इतिहासे यदि वा तस्य प्राधान्यम् अथवा प्रामुख्यं न स्यात् तर्हि चाणक्यमहोदयेन अर्थशास्त्रस्य संरचनां तादृशकाले एव नैव करोति स्म यतो हि तस्मिन् काले तावता अर्थसास्त्रस्य प्राधानं यच्छन्तः आसन् एवं च व्यापारादि व्यवस्था आसीत् तेन माध्यमेन एव न केवलम् अर्थशास्त्रस्य तेन सह शैक्षिकयोग्यतायाः अपि अभिवृद्धिः आसीत् इत्यतः भारतदेशः सर्वतो सर्वतो प्रमुखः आसीत् एवं च विकसितः देशः आसीत् इति अस्माभिः भारतीय इतिहासे पठितुं शक्नुमः श्रोतुं शक् शक्नुमश्च परन्तु तादृशव्यवस्था यदि सम्प्रतियुगे नास्ति इति चेत् अर्थशास्त्रस्य व्यवस् व्यवस्था न भवति चेत् तस्य देशस्य अभिवृद्धिः कदापि न भवति इत्येव अस्माकम् आशयः भवति